सम्पादयितुम् अन्तिमरूपेण च भवद्भिः कार्यं सम्पादयित्वा ततः अन्तिमरूपेण समाप्तम् कर्तव्यम् एतत् भवतः कार्यस्य प्रकारेण निर्भरं भविष्यति परन्तु सम्पादनस्य अन्तिमकरणस्य च योग्यं समयं चयनं कर्तुं भवतः सावधानता आवश्यकी अस्ति अत्यन्तम् उदाहरणं चिन्तयामि यदि भवान् लेखं लिखति तस्य सम्पादनं कर्तुम् इच्छति तर्हि भवान् स्वस्य लेखं पठति तृटयः सम्पादयति अन्ते च स्वस्य लेखं समाप्यं करोति तथैव यदि भवान् कस्यापि परियोजनायाः कार्यं करोति तत् समाप्तं कर्तुम् इच्छति च तर्हि भवान् स्वकार्यं सम्पन्नं करोति आवश्यकं सम्पादनं करोति अन्ते च तत् समाप्यं करोति एतत् भवद्भ्यः सम्पादनं समापनं च कथं कर्तुं शक्यते इति विचारं दातुम् आसीत् किं भवता एतत् उदाहरणम् उपयोगी इति ज्ञातं नमो नमः